विरामकाले अहम् आदौ कुत्रापि न गच्छामि चेत् तत्र चित्रं पश्यामि चलच्चित्रं पश्यामि तत्र लेप्टोप्मध्ये अथवा दूरवाणीद्वारा चलचित्रं पश्यामि कुत्रचित् गन्तुम् इच्छा भवति चेत् गच्छामि तावत् दूरे न गच्छामि परन्तु कुत्रचित् मन्दिरम् अथवा किमपि द्रष्टव्यं दर्शनीयं किमपि अस्ति चेत् तत्र गत्वा तत् दर्शनमित्यादिकं करोमि तावदेव